हरि ओम् नमस्ते गायिका प्रशान्ती वा नमस्काराः अहं गीतसम्मिधायिका अस्मि मम नाम विद्यालक्ष्मी भवती सम्यक गायति भवत्याः गतकार्यक्रमः मया दृष्टम् आसीत् तत्र भवत्याः गायनं बहु उत्तमम् आसीत् अतः अहं चिन्तितवती यत् भवती अस्माभिः सह भवतु एकं ध्वनिमुद्रणं वयं बालकानां कृते तत्र कुर्वन्तः स्मः बालकानां कृते एकः गी एकं गीतं वयं मुद्रणं कुर्मः तत् भवती गातुं शक्नोषि वा सिद्धा अस्ति वा इदानीम् अस्तु आमाम् अस्तु अहं भवत्यै तत्र गीतं प्रेषयिष्यामि तद्दृष्ट्वा भवती गायतु एतस्य कः लयः भवतु इति अहम् एकवारं गीत्वा सूचयामी शृणोतु आगच्छन्तु आगच्छन्तु स्वरान् वयं पठामः न न भगिनी तथा नास्ति तत्र इति इति ह्रस्व इकारः अतः अ आ इ ई उ ऊ ऋ इति वयं वदामः एवं भवतु उत्तमं भगिनी एवमेव गायतु आम् आम् अग्रिमपङ्क्तिमपि गायतु बहु उत्तमं भगिनी इदानीं पङ्क्तिद्वयं पुनः गायतु उत्तमम् इदानीं वयम् अन्तिमचरणे गच्छामः आगच्छन्तु आगच्छन्तु अ आ इ ई उ ऊ ऋ ॠ लृ ए ऐ ओ औ ओ एवं सम्यक् न भवति अतः वयं वयं पठामः इति अत्र पुनः योजयामः आगच्छन्तु आगच्छन्तु स्वरान् वयं पठामः अ आ इ ई उ ऊ ऋ ॠ लृ ए ऐ ओ औ अं अः पठामः एवम् अं अः पठामः बहु उत्तमं भगिनी एवमेव तत्र द्वित्रिवारं भवति परिशीलयतु परिशील परिशीलनात् परं भवती ध्वनिमुद्रणं कृत्वा प्रेषयतु अस्तु धन्यवादः अद्यैव प्रेषयतु